नमस्ते महोदय अद्य रात्रौ द्वादशवादने मम रेल्यानम् अस्ति अतः भवान् आटोयानं वा अथवा कार्यानं वा तस्मिन् समये चालयति वा मम प्रदेशः नीलाङ्गरै अस्ति चन्नैमध्ये नीलाङ्गरै अस्ति ततः माम् नेतुं शक्नोति वा इति वदतु मम ग क्षेत्रतः सार्धदशवादने स्वीकरणीयं माम् स्वीकरणीयम् अतः कृपया वदतु नीलाङ्गरैतः सार्धदशवादने रात्रौ माम् स्वीकर्तुं स्वीकृत्य रेल्यानस्थलं गन्तव्यं भवतः समीपे कार्यानं वा आटोयानं वा भवेत् वा इति कृपया सूचयतु धन्यवादः